दूरदर्शने तावत् बहवः कार्यक्रमाः उपलभ्यन्ते बहूनि चेनल् अपि सन्ति तत्र विद्यमानेषु कार्यक्रमेषु मम प्रियः कार्यक्रमः बिग्बास् तत्र बहूनां जनानाम् एकस्मिन् गृहे शतं दिनानां वासः भविष्यति तत्र ते टास्क् रूपेण क्रीडायाः रूपेण किमपि यच्छन्तः भवन्ति तत्र ते जयं प्राप्नुवन्तः अग्रे गच्छेयुः प्रतिवासरं एकस्य बहिः आगमनं भवति तत्र जनानां वोट् अनुसारम् अन्तः भवेत् वा न भवेद् वा इति जनैः एव चिन्त्यते तत्र यदि केवलं तत्र क्रीडा इति न भवति अपि तु अस्माकं मानवेषु विद्यमानानां गुणानां वर्धनं अपि च विद्यमानानां दोषाणां परिहारः अपि तेन क्रियते अपि च अस्माकं क्रीडास्फूर्तिः यथा वर्धेत तथा तत्र दृश्यते अनन्तरं लौकिक अभिप्रायः यः आसीत् अपि च यस्य मनुष्यस्य उपरि अस्माकं दुरभिप्रायः आसीत् सः निर्गतः भवति अपि च अस्मासु विद्यमानाः दोषाः अपि निर्गताः भवन्ति एकैकस्यां क्रीडायाम् अपि क्रीडास्फूर्तिः बहवः अंशाः भवन्ति यद् अस्माभिः अभ्युपगन्तव्यः इति अपि च तत्र जनैः एव निर्धार्यते इत्यतः वञ्चनादिकं वञ्चनादिकं तत्र न भवति इति त इति कार्यक्रमः बिग्बास्